अहम् अन्यभाषातः संस्कृतं प्रति भाषान्तरं कृतवान् अहं मम एकं कार्यमस्ति मधुरान्तकं विजयन्ननि एतद् ग्रन्थः तेलुगु मध्ये अस्ति तद् किञ्चित् अन्वयं कृत्वा तदनन्तरं तस्य संस्कृतं मध्ये किञ्चित् भाषान्तरं कृतवान् तद् अत्रापि बहुषु क्लेशः वर्तते किमर्थम् इत्युक्ते तेलुगु यद्भाषा अस्ति तस्मिन् मध्ये संस्कृतं तमिळ् आम् कन्नड इत्यादिषु बहुषु भाषायां ह तस्य प्रभावः दृश्यते एवं तथा च प्राधान्यतया तु तमिळ् एवं संस्कृतं यदस्ति तस्य एवमेवं प्रभावः दृश्यते इति कारणादेव बहुषु यत् पदानि अस्ति तत् संस्कृतेन सह मेलनमपि करोति परन्तु संस्कृतेन सह तस्य ह भिन्नतया अर्थमपि आगच्छति उदारणार्थं यदा श अलसः इति शब्दः अस्ति तस्य प्राधान्यतया संस्कृते मध्यम् अर्थमस्ति सः विश्रामं करोति अथवा सः आलस्यं करोति इति परन्तु तेलुगुमध्ये यदा अलसः इति शब्दं प्रयोगं कुर्मः चेत् सः विलम्बः ह तस्य विलम्बः जातः इति इत्युक्ते बहु भेदमेव तत्र आगच्छति यदा संस् तेलुगुतः यद् संस्कृतेन भाषान्तरं कुर्मः चेत् एतादृशी अर्थेन सह तथा च यदा अन्यत् अन्यत् शब्दः अस्ति प्राधान्यतया तु ह संस्कृतभाषेण सह तस्य बन्धनं कारणात् एव यद् अहं यत् कार्यं कृतवान् तद् सा समीचीनं जातं परन्तु यदा क क केचित् पदानि अस्ति तेषां भाषान्तरं कुर्मः चेत् तद् प्राधान्यतया तत्र एकं शप् भावः न लभ्यते इति कारणात् एव का कश्चित् कश्चित् पदानि न न इच्छा अपि तद् योजनीयम् इति हा कारणात् एव तद् भाषा यत् शुद्धं तु भवति परन्तु तद्भावविहीनं भवति इति मम अहं ज्ञातवान्